अत्र मम प्रदेशे इति नास्ति सम्पूर्णभारते एव एन् ऐ ओ एस् इति वर्तते केन्द्रसर्कारियः एवं मम पति तस्मिन् एव शिक्षां प्राप्नुवन्ती अस्ति यथआ शालाम् एव गन्तुम् इति एका मानसिकव्यवस्था या अस्ति सा व्यवस्थां त्यक्त्वा अपि गृहे एव उपविश्य तत् एन् ऐ ओ एस् तत् नरेन्द्रमोदी मोदीमहोदयः आगताः तदा यदा उर्दु भाषायाः प्राधान्यता आसीत् तथा एव संस्कृतभाषायाः टु तौसण्ड् सेवन्टीन् मध्ये अवकाशं दत्तम् अतः सर्वे पोषकाः एकवारं गुगल् मद्ये एन् ऐ ओ एस् इति टैप् कृत्वा पश्यन्तु तत्र सर्वमपि विद्यते एन् ऐ ओ एस् मध्ये कथं पठितुं शक्यते इति अतः तत्र शिक्षणार्थे अतीवसमीचीना व्यवस्था वर्तते केन्द्रीय केन्द्रसरकार्तः एव तत् सर्वैः करनीयः तत् सा व्यवस्था स्वीकरनीया इति मम अभिप्रायः सर्वे भवन्तु सुखिनः